हरिः ओं जि आं जि

हा एतत् कृस्टल् क्लियर् ड्रिङ्किङ्ग् वाटर् स्थापनमेव जी वदतु ओ अहमेव पश्यामि जी वदतु जी आं जी अस्तु जी

जी अस्माकम् अस्माकम् इदु मध्ये क्वालिटि कण्ट्रोल् कृत्वा एव दद्मः जी निश्चयेन तद् तादृश बव भवितुं शाद्यता एव नास्ति जी

अस्तु अवगच्छामि जी निश्चयेन निश्चयेन जी तादृशं तद् तद् मनसि ता तद् स्थापयित्वा एव वयं क्वालिटि कण्ट्रोल् कृत्वा ददामः तद् एतद् विषयं कथं अभवत् इति अहं न जाने क्यान्द्वारा स् स्वीकृतवती वा कथं जी कति बोटल् स्वीकृतवती अन्य एकम् बोटल् द्वयं निष्काशितम् अभवत् वा एकं वा स्टील् भवति खलु जी अस्तु जी अस्तु निश्चयं ददामि जी जी कृपया इदानीम् इद इदानीं सार्धपञ्चवादनमभवत् अन्ये सर्वे कार्ये कर्तव्य गतवन्तः जी प्रातः अष्टवादने ददामि वा

निश्चयेन जी अस्माकं पृष्टु दृष्ट्वा वदामि निश्चयेन तादृशं न भवति एव परन्तु तत्र नूतनं दत्वा तद् कथम् अभवत् इत् मां परिशीलनं करोमि जी आं वा नो चेत् अहं इतः ददामि वा धनम् अस्तु जी अस्तु जी सेरि कथं श्वः स्व प्रप्रथमं मां प्रेषयिष्यामि जी धन्यवादः जि धन्यवादः जी